सर्वकारस्तु सर्वदा धनौ आगमने एव चिन्ता करोति परन्तु धन आगमनमपि यत् निरुद्योगिनां कृते तत् उपयोगाय भवति धनम् आगमनं तदा तद् उन्नतं भवति उदाहरणार्थम् अत्र यदि एका ए एकं विश्वविद्यालयं यदि निर्माणं कुर्वन्ति तत्र बहूनां निरुद्योगिनां कृते तत्र उद्योगः प्राप्यते पुनः तेषां धनागमनमपि भवति यदि युनिवर्सिटि निर्माणं कुर्वन्ति अन्यथा तेन धनं धनमपि आगच्छति एवम् ऐ टी हब् इत्यादिकं निर्माणं कुर्वन्ति चेत् तस्माद् अपि धनम् आगच्छति तत्रापि बहूनां जनानां कृते उद्योगाय सौलभ्यं भवति ततोऽपि यदि अत्र टूरिज़ं कृते इत्युक्ते यत् दार्शनिक रूपेण नाम द्रष्टुं यत् योग्यं भवति तद्वत् दर्शने यत्र रुचिः उत्पद्यते तादृशं परिसरं वयं यदि निर्माणं कुर्मः तेनापि सर्वकारस्य धनागमनं बहु भवति

अत्र ये कार्यं कुर्वन्ति तेषामपि उ उपयोगाय भवति इति अहम् आशासे